हरिः ओम् आं नमो नमः अस्तु आम् आं वदतु आम् आं वदतु भवती यत्किमपि ज्ञातुम् इच्छति पृच्छतु अस्तु भवती बनारस् आगन्तु आगन्तुम् इच्छति अस्तु अत्र काशीविश्वनाथमन्दिरम् अस्ति पुनः अत्र गङ्गानदी अपि अस्ति अत्र सुन्दरघाट् अपि अस्ति अत्र विश्वविद्यालयः अस्ति काशीहिन्दुविश्वविद्यालयः पुनः अस्ति सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः अपि अस्ति पुनः काशीहिन्दुविश्वविद्यालयमध्ये विश्वनाथमन्दिरमपि अस्ति तत्र सुन्दरी वाटिका अपि अस्ति पुनः भवती गङ्गानद्यां स्ना स्नानं कर्तुमपि शक्नोति इतोऽपि ज्ञातुम् इच्छति अस्तु अत्र सारानाथः अस्ति तत्र गौतमबुद्धः शिष्यानां कृते ज्ञानं दातव्यं गौतमबुद्धः अस्ति वा तत्र गौतमबुद्धः लुम्बिनि मध्ये तस्य जन्म अभवत् पुनः सः गया मध्ये गत्वा ध्यानं कृतवान् तत्पश्चात् बुद्धत्वं प्राप्त् प्राप्तवान् अनन्तरं सः अत्रैव बनारस् मध्ये अस्ति सारणाथ् सारनाथ् सारनाथे गत्वा सः ज्ञानं दातव्यं शिष्यानां कृते सः ज्ञानं दातव्यम् अतः भवति तत्रापि गन्तुं शक्नोति आम् आम् अत्र प्रातः तथा सायङ्कालेऽपि आरतिः भवति तत्र बहुजनाः आगच्छन्ति आम् अत्र काशीमध्ये बनारस् मध्ये पाण्डुलिपिः अपि अस्ति अत्र सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः अस्ति तत्र पाण्डुलिपिः प्राप्यते पुनः अत्र रामनगरशिला अस्ति तत्रापि पाण्डुलिपिः प्राप्यते यदि भवती इच्छति तर्हि तत्र गत्वा भवती तत्र मिलति यदि भवती गन्तुम् इच्छति तर्हि गन्तुं शक्नोति अस्तु अस्तु धन्यवादः